मम प्रथम उत्पादनं यत् लेप्टाप् इति मया क्रीतं तत् अत्यन्तं सम्यक् कार्यं करोति यतः सेंसङ्ग् इत्याख्यस्य कम्पनी द्वारा मया एतत् गृहीतं दशवर्षाणि यावत् अतीतानि अधुनापि कार्यं करोति पुनश्च अत्र तस्य विद्युत्सञ्चालं सम्यक् अस्ति एवञ्च मम सर्वाणि कार्याणि सम्पादितानि भवन्ति सम्यक्तया यतः तत्र अधिक जी बी व्यवस्था वर्तते उपस्थापयितुम् एवञ्च अन्य वस्तूनि यथा तस्य ध्वनिवर्धकं वा अथवा अन्य आन्तरिकव्यवस्था अपि सम्यक् एव कार्यं करोति इति वक्तुं शक्नोमि